प्रदेशे विद्यमानपर्यटनस्थानेषु बहवः स्थानानि तादृशं भवन्ति यत्र जनाः तु गच्छन्ति प्रायः तेषां गमनं तत्र बहु रोचकमपि भवति किन्तु तत्र ये जनाः गच्छन्ति तेषां सुरक्षा विषये प्रायः बहुत्र तथा सज्जता न भवति यदा उन्नतगिरिशृङ्गेषु बहवः पर्यटनस्थानानि पुनः तत्र साहसिक क्रीडाः अपि बहवः संस्थाः आयोज्यन्ते किन्तु तत्र सुरक्षां नाम जन जनस्य कृते यत् सुरक्षा मानदण्डाः अवश्यं तत्र पालनीयाः भवन्ति तत् समीचीनतया पालयन्ति वा न वा इत्यादिकं प्रथमरीत्या तत्र अवलोकयितुं किञ्चित् किञ्चित् तत्र आयोजनीयं भवति संस्था वा आय् इत्यादिकं द्वितीयं भवति तत्र स्वच्छता यत्र कुत्रापि जनाः गच्छन्ति तत्र पर्यटकस्थानानि स्वच्छ पर्यटकस्थानेषु स्वच्छता जनाः पालयन्ति इति सर्वकार्यैः तत्र श्रद्धा दातव्या भवति अन्यत् प्रायः सर्वमपि बहुसमीचीनरीत्या अस्माकं स्थानेषु सर्वकार्याः सर्वका रेण सर्वकारद्वारा क्रियन्ते एव